अन्यभाषातः संस्कृतं प्रति मम भाषान्तरम् अहं बहुवारं कृतवान् तत्र हिन्दीभाषायां यद् वाक्यानि सन्ति तेषां गुजरातीभाषायां भाषान्तरं तथा च मराठीभाषायामपि अहं बहुवारं कृतवान् परन्तु तत्र बहु कष्टप्रदमस्ति तत्र किं सम्यक् रूपेण यद् भाषा अस्ति तस्य ज्ञानम् अपेक्षते यदि भाषायाः ज्ञानं न भवति चेत् तत् सम्यक् न भवति अतः भाषायाः ज्ञानम् आदौ सम्यक् रूपेण् भवेत् तर्हि तत् सम्यक् रूपेण कर्तुं शक्नुवन्ति यदि भाषा यस्मिन् भाषायां करणीयं सा भाषा यदि जानाति चेत् तत् सम्यक् भवति न तु सम्यक् न भवति यदा पश्यामः आङ्गलभाषायां करणीयं यदि आङ्ग्लभाषा सम्यक् आगच्छति चेत् भवति यदि आङ्ग्लभाषायाः ज्ञानं नास्ति चेत् कथं भाषान्तरं करणीयम् अतः भाषान्तरात् प्राक् एवं सर्वं करणीयं भवति